अशीत्युत्तर नवदशशततम वर्षस्य जून् मासस्य अष्टादश दिनाङ्कः द्व्यशीत्युत्तर नवदशतम वर्षस्य जुलै मासस्य नवदश दिनाङ्कः चतूरशीत्युत्तर नवदशशततम वर्षस्य डिसेम्बर् मासस्य द्वितीयः दिनाङ्कः पञ्चदशोत्तर द्विसहस्रतमवर्षस्य मार्च् मासस्य पञ्चमदिनाङ्कः सप्तदशोत्तर द्विसहस्रतमवर्षस्य जनवरी मासस्य प्रथमदिनाङ्कः